हरि ओम् महोदय श्रूयते नस्कारः कथं दूरवाणी कृता किमस्ति अवश्यं कुर्मः अस्तु सामाजिककार्याणि वा भवतु उत्तमम्

उत्तमम् चिह्नं ओके अस्तु अस्तु अवश्यं कु

हा उच्यत उत्तमं तर्हि भवत्याः उत्तम नाम संस्थायाः उद्देशानि एवं च तस्य ध्येयवाकं किमपि अस्ति एवं वर्णं किमपि भवता पूर्वं निश्चितं किमपि तथा किमपि अस्ति वा अथवा प्रारूपं किमपि भवद्भिः चिन्तितं चेत् तदेकवारं सूचयति अथवा वाट्सप् द्वारा प्रेशयति चेत् अहं दृष्ट्वा अवश्यमेव तद् वर्णम् एवं च सर्वमपि व्यवस्थितं कृत्वा प्रेशयामि तद् भवती पश्यतु यदि रोचते तर्हि तस्य एव भवतु अन्यथा परिवर्तणं कुर्मः अवश्यं तर्हि तत्र उद्देशं किमपि वक्तुं शक्नोति ओके नम हा अच्छा अस्तु नन्तरे किमपि व वर्ण विशेषं तत्र किमपि चिन्तितम् अस्ति वा एवं प्रतीकं प्रतीके एवं वर्णः भवतु इति किमपि कः वर्णः काषायवर्णः एवं चेत् काषायनीलवर्णयुतं प्रेर्तं भवति तत्र वर्ण तत्र तर्हि संस्थायाः नाम तत्र तावत् यदि वा नीलवर्णं भवति चेत् कदाचित् द्रष्टुं सुन्दरं भवितुम् अर्हति अस्तु तर्हि काषायवर्णे चिह्नं प्रतीकस्य निर्माणं कुर्मः एवमेव संस्थायाः नाम तावत् नीलवर्णे संस्थापयामः तर्हि एज्डि एच्डि एव निर्माणं कुर्मः महोदय तर्हि तथा भवतः भवत् किमपि मध्ये चिह्नं किमपि दीपं पुष्पम् इत्यादिकं किमपि चिन्तितमस्ति वा तथा पद्मं कमलं तथा किमपि हा तर्हि तदेकवारं भवती यथा इच्छति भवतां भवत्याः चिन्तनं यथा अस्ति तदेकम् अथवा विवरणं कर्तुं शक्नोति चेत् विवरणं करोतु अथवा केवलं तादृशं किमपि स्केच् रफ् किमपि कर्तुं शक्नोति कृत्वा प्रेशयन्ति चेद् अहं आम् आम् अवश्यं आवश्यं अवश्यं अवश्यं तर्हि तत् तथा एव कुर्मः इतोपि किमपि अपेक्षते वा तत्र उद् उद् अस्तु अस्तु अस्तु अवश्यमेव अत्र अहं यथामति यथाशक्ति सामर्थ्यानुगुणं करोमि कार्यं धन्यवादः तर्हि पुनर्मिलामः अस्तु महोदय